नवजातपशोः पालनाय अहं पशुचिकित्सकेन तस्य चेकप् कारयामि तदनन्तरं तेन यथा परामर्शः दीयते तदनुगुणम् अहं पशोः पालनं करिष्यामि तस्य स्नानादिकार्यञ्च अवधानपूर्वकमेव कारयिष्यामि येन शैत्यं तं न बाधेत तथा च तं मातुः दुग्धमेव प्रत्यर्पयिष्यामि यतः मातुः दुग्धमेव नवजातशिशोः आनुकूल्यं भजते नवजातशिशोः मातुः प्रेम्णा पालयामि